आधुनिककालस्य मनोरञ्जनकलायाः च पारम्परिककलायाश्च भेदः अस्ति पुरातनसमये पारम्परिककलायां नैपुण्यम् अभिरुचिः च अत्यावस्यकम् आसीत् तत्काले गुरूणां समीपे गत्वा एव अध्ययनं कर्तव्यं भवति स्म आधुनिककाले कलायां गणकयन्त्र अन्तर्जालं च माध्यमेन सर्वं गृहे एव लभ्यते अधिकप्रयत्नं न अपेक्षितम् अतः कला विषये सर्वे अपि प्रवेशं कुर्वन्ति अभिरुचिः नैपुण्यं च न्यूनम् एव